उत्कलराज्यं मम जन्मस्थानं तत्र दुर्गा पूजा काली पूजा गणेशपूजा सरस्वतीपूजा जगन्नाथस्य रथचालनं रथयात्रा प्राधान्येन एते उत्सवाः भवन्ति अहं बहुवर्षेभ्यः पञ्चपञ्चाशद्वर्षेभ्यः अत्र पुदुचेरिनगरे अस्मि तस्मात् अत्र अहं कमपि उत्सवं न आचरामि